भारतीयहिन्दुपरम्परायां मूर्तीनाम् अत्यन्तमहत्त्वता वर्तते भारतीयहिन्दुः हिन्दवः तु साक्षात् मूर्तिपूजकाः एव तस्मात् एतेषां परम्परायां देवतामूर्तीनां निर्माणविषये अपि बहवः निक निकषाः उक्ताः वर्तन्ते बह बह्व्यः पद्धतिः अपि तैः विकासिताः विक विकसितकृताः दृश्यन्ते एतेषु अपि सन्दुघाटीपद्धतिः एका वर्तते तदनन्तरं गान्धारीनाम्ना एका पद्धतिः प्रसिद्धा अस्ति द्रविडनाम्नी पद्धती पद्दि पद्धती अपि देवतामूर्तीनां निर्माणसमये जनाः आश्रियन्ते एव तदनन्तरं वर्तते मूर्तीनां निर्माणे बहूनां घट्कानाम् उपयोगः एतैः कृतैः एतैः कृतः दृश्यते तत्र काष्टमाध्यमेन मूर्तीनां निर्माणं कुर्वन्ति कठिणकृष्णवर्णीयाः प्रस्तरमाध्यमेन मूर्तीनां निर्माणं कुर्वन्ति तदनन्तरमस्ति धातुमाध्यमेन अपि मूर्तीनां निर्माणं कृतं दृश्यते किन्तु हिन्दुपरम्परायां यद् कृष्णवर्णीयं प्रस्तरं दृश्यते तेन माध्यमेन एतासां मूर्तीनां निर्माणं कृतं ते ताः मूर्तयः एव विशेषतया प्रसिद्धाः वर्तन्ते कृष्णप्रस्तरं यत् अस्ति तत्रापि यस्य देवस्य मूर्तिः निर्मयितव्यः तस्य सर्वे आयुधानि सम्यक्तया जनाः उत्क्रियन्ते तदनन्तरं तस्य चतुर्हस्तमूर्तिः अस्ति यदि अस्ति चेत् चतुर्हस्तानां निर्माणं कुर्वन्ति द्विहस्तौ अस्ति चेत् द्विहस्तयोः निर्माणं ते जनाः कृत् कुर्वन्तः दृश्यन्ते हिन्दुपरम्परायां ये केपि या कापि मूर्तयः वर्तन्ते तेषां विशेषता एताः अस्ति यत् तत्र अत्यन्तस्पष्टतया मूर्तीनां निर्माणं जातं दृश्यते तदनन्तरं यत्किमपि ग्रन्थे तस्य देवस्य विषये विषये उक्तमस्ति तस्य सर्वस्य आश्रयः तेषु मूर्तिषु दृश्यन्ते एव ताः विशेषताः